अहं काल्पनिककथां लिखितुं न इच्छामि साधारणतया

छात्राणां कृते स्फूर्तिदायकं यत्किमपि आवश्यकम् तद्विषये लिखितुम् इच्छामि यत्विषयम् परिवारस्य वर्धनम् शान्तिं स्थापयितुम् तदाधारेण सम्पूर्णं समाजेषु प्रवर्धनं शान्तिः स्थापितुम् यत्विषयाणि सम्यग्भवति तद्विषये लिखितुम् इच्छामि मम इष्टतमः लेखकः स्वातन्त्र्यवीरः सावरकरः

यत्लिखति तद्विषयम् व्यावहारिकं भवति आचरणात्मकं भवति स्फूर्तिदायकं भवति तत्पठनानन्तरं समाजं प्रति कार्यं कर्तुं सर्वे इच्छन्ति अपि तु सिद्धम् भवन्ति